यदि मम कण्ठस्य श्रान्तता भवति चेत् अहं सामान्यरूपेण किञ्चित् जलं पिबामि अनन्तरं वक्तुम् इच्छामि यदि शैत्येन वा किमपि भौतिककारणेन वा किमपि भवति चेत् किञ्चित् कषायादिकं पिबामि किं तत्र औषधरूपेण तेनापि तस्य कण्ठस्य शुद्धता न भवति चेत् औषधमपि स्वीकरोमि यदि सामान्यतः वातपित्तकफेन वा कण्ठस्य किं किञ्चित् कण्ठमध्ये क्लेशः भवितुं शक्यते सामान्यतः कफेन एव कण्ठस्य दोषः भवति अतः किञ्चित् उष्णं जलं पिबामः चेत् कण्ठमध्ये स्वरादिकं सम्यक् भवति अतः उष्णजलपानेन एव सम्यक् कर्तुं शक्यते इति मम अभिप्रायः